हलो त्रिचक्र त्रिचक्रसवारः त्रिचक्रसवारः ननु ओ एवं वा अहं तु ग्राहकोऽस्मि भवतां यानस्य अहं तु उडुपितः मल्पे प्रति गन्तुम् उडुपितः मल्पे प्रति गन्तव्यम् आसीत् मम कति रूप्यकाणि भवन्ति कीयद् रूप्यकाणि भवन्ति कीयद् दूरं भवति थो थो ये ओ अन्यजनाः अत्र भवदीय यानसवा याननिर्वाहकाः शतरूप्यके एव शतरूप्यकानि स्वीकृत्य उडुपितः मल्पें प्रति गन्तुं ते भवति ए न भो भवान् बहुसुन्दरः अस्ति अतः

ई ईषत् ईषत् न्यूनं कर्तव्यं भो ईषत् न्यूनं करोतु ईषत् न्यूनं करोतु

अहं तु अधुनैव सिद्दो सिद्धोऽस्मि अधुनैव आ प्र प्रेषयामि भवतां नम्बर् ददातु अहं तु मम समीपे जनाः सन्ति तेऽपि उडुपितः मल्पे मल्पे प्रति गन्तुं तेऽपि उत्सुकाः अस्ति ते इच्छन्ति चेत् भवतां नम्बर् ददामि अनेन व्यापारो जायते हा ईषत् न्यूनं कर्तव्यं भो ईषत् न्यूनं भवति न्यूनं कर्तव्यं ते दशजनाः सन्ति

तदा हा अस्तु अस्तु महते दोषाय न तत्तु ईषत् न्यूनं क्र क्रियते चेत् अहं जनानां प्रति वदामि यदि भवान् धनं धनस्य न्यूनता न कर्तु क्रियते चेत् तदा जनानां प्रति भवद्विषये सुष्टु भाषणं न करोमि सः त्रिचक्रिका वाहनस्य वाहनस्य हा

ओ भवति यानानि भो जा जा जानामि भो जानामि भो इन्धनस्य धनं विंशति रूप्यकाणि भवन्ति भवा भवान् शतरूप्यकं प्राप्तुं भवान् इच्छति यदि अशीति रूप्यकाणि वा धनस्य लाभः अशीति रूप्यकाणि लाभं प्राप्तुम् इच्छति वा आ आगच्छामि अस्तु आगच्छतु अहमपि आगच्छामि